धर्म उत्सवः उत्सवः च जनान् एकीकरोति यथा दिपावलिः अथवा ईद् यथा जनाः उत्सवं कर्तुम् एकत्र आगच्छन्ति धर्मः प्रायः साचि कृते संस्कारैः उत्सवः उत्सवैः च जनान् एकत्र आनयति होलीसमये इव जनाः वर्णैः प्रेरणा च मिलित्वा सर्वान् भेदान् विस्मृत्य उत्सवं कुर्वन्ति धर्मः उत्सवः उत्सवाः च जनाः एकीकरोति यथा दिपावलिः अथवा इद् यदा जनाः उत्सवः कर्तुम् एकत्र आगच्छन्तु दिपावलिदिने समुदायस्य जनाः दीपैः गृहाणि अलङ्कृत्य मिष्ठान्नानि वितरन्ति पठाक च दहन्ति येन सर्वेषां युगस्य जनाः एकत्र आगत्य उत्सवस्य भावनायाः आनन्दं लभन्ते धर्मः समूहः उत्सवः उपासना प्रार्थना च माध्यमेन जनान् एकीकरोति यथा नवरात्रे समुदायस्य जनाः गरबा दण्डियाः रासाः च क्रीडन्ति येन सर्वेषां समीपतः भवन्ति धर्मः भावनाभिः परम्पराभिः सज्जीकृत्य प्रत्येव च जनाः एकत्र आनयति यथा होलीकाले समुदायस्य जनाः वर्णैः क्रीडन्ति एकत्र गीतं गायन्ति भोजनं च वितरन्ति अयं उत्सवः जनान् समीपम् आनयति परस्परम् अवगमनं सुखं च वर्धयति